नमामि मम परिवारे दीर्घकालात् परम्पराः आचाराः च विश् विशिष्टाः परिपाल्यन्ते तत्र विशेषरूपेण गुरुजनानां कृते समादरः सम्पादनीयः इति विशिष्टम् अवधानं करणीयं भवति ये श्रे श्रेष्ठाः जनाः सन्ति उत्तमाः सन्ति मम पूर्वजाः पितृव्यः सन्ति तेभ्यः समादरः करणीयः इति अस्माभिः इति तत् परम्पराः स्थापिताः सन्ति ते कुत्रचित् गच्छन्ति वा कुतश्चित् बहितः आगच्छन्ति चेत् सर्वे तत्र प्रणम्य वदन्ति आत्मनः वदन्ति पुनः अस्माभिः नियमः एकः स्थापितः अस्ति विशेषतः मम परिवारे अतः अहं वदामि तत्र प्रायशः आदिनं सर्वैः कुत्रचित् कार्य कार्यविशेषात् वा बहिः गन्तव्यं भवति एवं सम्भवति प्रातःकालिकं भोजनं समये यत्र तत्र वयं भवामः किन्तु अस्माकं नियमः अस्ति सायङ्कालिकं भोजनं यदा भवति तद् सर्वे गृहे एव सम्भूय एकस्थाने उपविश्य एव भोजनं कुर्वन्तु इति अस्माकं नियमः अस्ति पुनः तत्र विशेषरूपेण पादप्रक्षालनं करणीयं हस्तधावनं करणीयम् इति एवं सर्वं सम्पाद्यैव भूमौ उपविश्य एव भोजनं करणीयमिति नियमः अस्ति